अहम् एकं रेस्टोरेण्ट् गन्तुं आवश्यकम् तदा अत्र परिवारेण सह उपविश्य सीट् अस्ति वा तदा फ़ुड् वेजिटेरियन् फ़ुड् अस्ति वा तत् अहम् आवश्यकम् एकं घण्ठा घण्ठापर्यन्तम् अहम् एकं स्थानमावश्यकम्